मम जीवन पाठः तु यदा इत्युक्ते बहवः सन्ति अहं तु सङ्घकार्ये यदा वयं कुर्वन्तः आसं तदा बहवः ज्येष्ठाः बहवः विषयाः उक्ताः तदा तत्र इत्युक्ते समाजसेवाविषये वा देशस्य जाग् जागरणविषये वा इत्युक्ते धर्मस्य रक्षणविषयेव एवं बहवः विषयाः उक्ताः तत्र मया तु बहवः विषयाः कृतानि तत्र अनन्तरं रामायणं रामायणविषये अनन्तरं भगवद्गीतायामपि तत्र बहवः विषयाः बोधिताः ते विषयाः अहं तु शृतवान् आसम् ते ते विषयाः अपि उत्तमरीत्या एव सन्ति मम जीवने तु ते विषयाः बहु अमूल्यविषयाः एव सन्ति